देशेऽस्मिन् वर्तमानाः चिकित्सालयाः आरोग्यव्यवस्थाः च पूर्वस्मात् कालात् उत्तमाः सन्ति एते प्राप्तुं सुलभ सुलभाः अपि सन्ति कोविड् महारोगस्य सकाशात् मम शिक्षणे कश्चन क्लेशाः अनुभूतः परन्तु या सुरक्षा नियमाः आसन् तान् परिपाल्याहं ततः सुरक्षिता अस्मि अस्माकं प्रदेशे इतोपि उत्तमान् आरोग्यसेवां प्राप्तुं विदेशे ये विदेशे ये सन्ति अस्मद्देशीयाः तान् अत्र आहूय अत्र सेवां कर्तुं यदि प्रचोदयन्ति तर्हि आरोग्यसेवां प्राप्तुं शक्यते